अस्माकं प्रदेशे विशेषतः शिक्षणं वा उद्योगस्य विषये वा नेतृत्व विषये वा सहकारस्तु ना नास्ति एव समस्या निर्मूलनं नास्ति समस्याः सन्ति बह्व्यः समस्याः सन्ति शिक्षणविषये तु अस्त्येव सर्वे जानन्ति शिक्षणस्य शिक्षणे इदानीं वित्तार्जनम् एव अभूत् इति कारणतः उद्योगे सर्वदापि अयम् उच्यते एव उद्योग समस्या वर्तते इति नेतृत्वविषये तु इदानीं राजनीतिः स संपूर्णतया अधःपतनं गच्छति इति कारणतः नेतृत्वविषये सर्वदापि समस्याः एव सन्ति सहकारस्तु सर्वकारपरतः अपि न भवति ग्रामीणप्रदेशे अस्माकं स्थितिर्भवति इति कारणात् अन्य मूलसहकारः अपि न वर्तते

किं कर्तुं शक्यते अस्माकं युवसमूहापि तथैव अस्ति शिक्षणं सम्यक् नास्ति इति कारणात् अन्य अग्रिमशिक्षणार्थमपि तेषां चिन्तनम् अपि न भवति तत् कारणतः शिक्षणस्य संपूर्णतया तद्विषये व्यवस्था चयनं वा व्यवस्था समीकरणं वा कर्तुं न शक्यते इति भवत्येव